औद्योगिकविवादाः ते विवादाः सन्ति ये औद्योगिकसम्बन्धेषु असहमतिकारणात् उत्पद्यन्ते औद्योगिकसम्बन्धः इति पदम् नियोक्तुः कर्मचारिणां च सम्बन्धं निर्दिशति कर्मचारिणां नियोक्तृणाञ्च मध्ये सञ्चारस्य बहवः पक्षाः सन्ति एतादृशेषु सम्बन्धेषु यदा कदापि हितसम्बन्धः विग्रहः भवति तत्र सम्बन्धेषु पक्षेषु कस्मिन्नपि पक्षे असन्तुष्टिः उत्पद्यते तथा च औद्योगिकः वित् विवादः वा विग्रहः वा भवति तदा एषः विवादः विरोधः हड्तालः धरना लक्डौन् परिच्छेदः कर्मचारिणां समाप्तिः इत्यादयः